तव प्रदेशे का यानव्यवस्था प्रसिद्धा सामान्यजनः अपि अल्पेन धनेन तं यानं उपयोक्तुमर्हति वा तत्र समस्याः काः मम प्रदेशे यानव्यवस्था का प्रसिद्धा इत्युक्ते लोकयानं एव प्रसिद्धा अस्ति ते तस्मिन् लोकयाने सामान्यजनः अपि अल्पेन धनेन अधिकदूरं प्रप्तुं शक्नोति समस्याः इत्युक्ते सम्प्रति समस्याः समुत्पन्नाः किमर्थं इत्युक्ते काङ्ग्रेस् जनैः निश्शुल्कं निश्शुल्कं लोकयानमिति स्थापितवन्तः तेन कारणेन बहवः जनाः प्रतिदिनं आरोहणं कुर्वन्ति तदर्थं लोकयाने किम् कांश् किञ्चित् समस्याः समुत्पन्नाः